संस्कृतभाषायां मम इष्टम् आभाणकं गतानुगतिको लोकः न लोकः प पारमार्थिकः गङ्गासैकतलिङ्गेन नष्टं मेताम्रभाजनं अत्र एकः कथा आसीत् गङ्गातीरे यः एकः गच्छति सः स्व ताम्रभाजनं गर्दं कृत्वा तस्य उपरि लिङ्गं रचयित्वा स्नानार्थं गच्छति एतस्य अनन्तरं आगच्छन्ति ते तस्य अनुसरणं कृत्वा स्नानार्थं गङ्गास्नानार्थं गच्छन्ति यदा सः प्रथमः यः लिङ्गं कृतवन्त सः आगच्छति तस्य ताम्रभाजनं नष्टं भवति अतः वयं यदापि किमपि कार्यं कुर्मः तस्य कारणम् आचरणस्य कारणं ज्ञात्वा एव का कार्यं कुर्मः नो चेत् एवमेव नष्टं भवति